त्व कला सामग्रीभण्डारः इति कलासामग्रीणां विषयाणां अस्माकं गृहसमीपे बहु कलासामग्रीभाण्डाराः अपि सन्ति माल् इत्यासु अपि तत्र कलासामग्र्यः मिलन्ति एवं तत्र यतो अस्माकं गृहे यत्र यत्र वर्णानि वर्णानि बहवः वणीर्यानि क्षित्र चित्राणि यत् अस्माभिः कारयितव्यानि आसीत् तदा कलावन्न गृत्वा तच्चित्रार्थं यतपेक्षितानि वस्तूनि सन्ति तेषां सामग्र्यः स्वीकर्तव्यः तदा अतः अस्माभिः गत्वा एव तदुपकरणानि स्वीकृत्य आगत्य तदनन्तरम् अस्माभिः कलाक्षेत्र चित्रानपि निर्माणं क्रियते एवमेव तत्र कलानामस्मि सर्वेषामपि जनानां यत् मन सन्तोषं भवति कला भवति अतः चित्रनिर्माणे एव अस्माभिः बहु सन्तोषं जनयति